हा हरि ओं भगिनी भवती का हा नमस्ते नमस्ते भगिनी नमस्ते अहं विश्वनाथः एव पृच्छेत् कथं कदा आगमिष्यति भवती तिरुपतिनगरं आ हा हा अहं श्रीनिवास श्रीनिवासवसतिस्थलात् किञ्चिद् दूरे एव अस्मि दशनिमेष निमेषाभ्यन्तरे आगन्तुं शक्नोमि भवत्याः प्रणालिका का के के दर्शनीयस्थलः भवत्याः कृते

अन्य सन्ति मया वक्तव्यं चेत् अहं किञ्चित् वदिष्यामि तिरुपति घण्टाभ्यन्तरे तिरुपतिनगरे तिरुपतितः श्रीनिवासमङ्गापुरम् इति देवालय तत्रापि वेङ्कटेश्वरदेवालयः अस्ति अपि च घण्टाभ्यन्तरे एव नारायणसङ्गम इति तत्रापि प्रसन्नवेङ्कटेश्वरस्य देवालयः अस्ति अपि च घण्टाभ्यन्तरप्रयाणे अन्याः देवालयाः अपि सन्ति एतान् सर्वान् द्रष्टुं प्रायः दिनद्वयम् अपेक्षते भवत्याः कृते भवत् भवती किं चिन्तयति दिनद्वयं

घण्टाद्वायम् अपेक्षते तदपि वयं द्रक्ष्यामि श्वः प्रातः काले मया भवती सिद्धः भविष्यति किं अस्ति श्वः मिलामः धन्यवादः